इदानीं काले भारते निरुद्योगसमस्या दिनं प्रति वर्धते तत्र स्टार्टप् इत्यादि नूतनं उद्योगप्रकाराः वर्तन्ते युवः युवजनानां कृते एतद् सहायकं भवति ततः सर्वे इदानीं स्टार्टप् इत्यादिविषयाः क्रिया क्रियन्ते